अहं मम ग्रामे यदा आसं तदानीं मम इष्टा क्रीडा आसीत् कबडि अहं सेकेण्ड् पि यु पर्यन्तम् तामेवक्रीडा अहं क्रीडितवान् पुनः यदा अहं श्रुङ्गेरिं विद्यमानः राजीवगान्धीपरिसरः परिसरं प्रति आगतवान् तदानीं तत्र कबडी क्रीडार्थम् केपि न आसन् यतो हि तत्र किं जातमित्युक्ते प्रगतवर्षे वा तत्र कबडि आसीत् किन्तु कश्चन छात्रस्य कश्चन स् कश्चन छात्रस्य पादस्य भग्नः जातम् अतः कबडि क्रीडामेव ते स्थगितवन्तः निष्कासितं स निष्कासितवन्तः अतः अहम् अत्र यदा आगतवान् तदानीं मम मित्रः एकः अस्ति महलिङ्गय्या इति सः किम् उक्तवान् इदानीमत्र क् कब्बडि नास्ति अस्तु भवान् भवतः ऐटस्ति अतः भवान् वालिबाल् क्रीडतु इति उक्तम् अस्तु महोदय इत्युक्त्वा अहं प्रतिदिनस्सायमहं वालिबाल् क्रीडार्थं गतवान् पुनः गत्वा सम्यक् क्रीडयित्वा पुनः तत्र राजीवगान्धीपरिसरे युत् फ़ेश्टिवल् इति काचित् स्पर्धा वा युत् फ़ेश्टिवल् नाम युवानां फ़ेश्टिवल् भवति तत्र किं जातम् इत्युक्ते वालिबालपि गणः अस्माकं राजीवगान्धीपरिसरपक्षतः वयं गतवन्तः पुनः वालिबाल् सम्यक् क्रीडित्वा तत्रापि वयं प्रथमं स्थानं प्राप्तवन्तः स्वर्णपदकं वयं प्राप्तवन्तः पुनः ततः अग्रेपि वयं गन्तुं शक्नुमः तत्र अवकाशः नास्ति इति पि टि महोदयः उक्तवान् अतः वयं तत्रेव वालिबालपि त्यक्तवान् त्यक्तवन्तः